ग्रामे नगरे वा स्वच्छपरिसस्य स्वच्छपरिसरस्य आवश्यकता अस्ति अस्मिन् विषये सर्वकारेण सह नागरीकाः अपि कार्यं कुर्युः नैर्मल्यपरिपालनम् अस्माकम् आद्यं कर्तव्यं प्राथमिक आरोग्यकेन्द्रेषु व्यवस्था समीचिना भवेत् सर्वेभ्यः परिवाहनव्यवस्था सम्यक् भवेत् यथा कालं वाहनानां गमनागमनादिना सार्वजनिकक्षेत्रे सार्वजनिकानां सौकर्यं भवति शिक्षा अस्माकं मूलभूतं धनं कोऽपि शिक्षणेन वंञ्चितः मा भूत् तदर्थं गृहे सर्वकारेण च प्रोत्साहः दातव्यः छात्राणां विद्याभ्यासाय सर्वकारेण शालाः स्थापितव्याः विशेषतः ग्रामीणप्रदेशे दूरतः आगच्छद्भ्यः वाहनानुकूलं कल्पयेत् छात्राणाम् आहारविषयेऽपि लक्ष्यं देयम्